अहं चारणं बहु इच्छामि चारणार्थं मम इष्टतमः भूविन्यासः अस्ति वनानि अहं प्रकृतिप्रियः अस्मि अतः वनेषु सर्वदा चारणं कर्तुम् इच्छामि यद्यपि अहं प्रसिद्धे नगरे निवसामि तथापि मम इच्छा वनेषु चरणम् अहं वनं गत्वा तत्र प्राणिनः पक्षिणः वृक्षाः इत्येवं प्रकृतिसम्पन्मूलानि यानि वस्तूनि सन्ति तानि अतिसमीपरूपेण द्रष्टुं तथा अनुभोक्तुम् इच्छामि नगरेषु पक्षिणां कलरवः केवलं कथञ्चित् केनचित् माध्यमेन श्रोतुं शक्नुमः किन्तु वनेषु साक्षात् अस्य अनुभवः भविष्यति तथैव तत्र विविधजातयः वृक्षाः भवन्ति पुनश्च फलानि च लभ्यन्ते तेषां फलानां खादनेन मनोल्लासः तथा दैहिकि शक्तिः वर्धते अतः अहं वनप्रदेशेषु चारणं बहु इच्छामि